हा हरिः ओं नमस्ते एकविंशतिदिनाङ्के अस्य मासस्य अस्माकं गृहे सत्यनारायणपूजा वर्तते तदर्थं प्रायः पञ्चाशत् जनाः आगच्छन्ति इति मम निरीक्षा वर्तते तदर्थं पञ्चाशत् जनेभ्यः इड्लिका एवं चट्नी वडा पुनः केसरिभात् एतावत् उपहारार्थम् करणीयमिति मम आशयः वर्तते एवं तदर्थं भवन्तः तान् सर्वान् अपि सज्जीकृत्य प्रेषयितुं शक्नुवन्ति वा एवं किञ्चित् अधिकं वर्तते इत्यतः किञ्चित् मूल्यमपि न्यूनं कर्तुं शक्नुवन्ति वा इति निवेदना वर्तते